मम माता सर्वदा नूतनानां पुष्पाणां सस्यानि रोपयति तां दृष्ट्वा अहमपि तथैव कर्तुम् आरब्धवती मम माता वदति यत् उद्यानकार्यं तनावनिवारणं करोति प्रतिदिनं स्वस्य उद्यानस्य पालनं महत् तनावनिवारकं भवति वनस्पतिभिः सह निरन्तरं सम्बद्धः भवति तेषां परिचर्या च भवति चेत् कोर्टोसिल् स्तरः न्यूनः भवतीति कथ्यते यत् हृदयं स्वस्थं च भवितुं साहाय्यं करोति एवञ्च ये धावितुं वा व्यायामशालां प्राप्तुं वा न शक्नुवन्ति तेषां कृते अपि सुलभः न्यूनप्रभावः व्यायामः अस्ति उद्यानकार्यं स्वस्य वर्धनम् अभिरुचिरूपेण स्वीकर्तुं मम माता एव प्रेरिका इदम् एतावत् आरामदायकं भवति तथा च मां सुखी निश्चिन्तः च अनुभावयति